नमस्कारः ओला इत्यस्य आफ़ीस् खलु एतत् जि हा अहं तद् ओला इत्यस्य क्याब् अत्र बुक् कृतवान् आसम् अद्य प्रभाते दशवादने किन्तु एकादशवादनम् अभवत् अधुना परन्तु स चालकः न प्राप्तः जि सत्यम् अतः यत्र मया गन्तव्यम् आसीत् तत्र अहं गन्तुम् अशक्तः अभवम् अतः अहम् एतद् निरस्तीकर्तुम् इच्छामि अथ धन्यवादः